मम दृष्ट्या सः ट्रेक्टर्यानस्य संस्थाः महेन्द्र इति अस्ति महाराज् इति अस्ति स्वराज् इति अस्ति एतत्त्रयं जानामि पुनः तत्र कृषिभूमेः सज्जीकरणार्थम् एतद् उपयुज्यते तत्र बीजस्य रोपणार्थम् अपि ट्रेक्टरयानस्य उपयोगः भवति पारम्परिकविधिभ्यः एतत् कथं भिन्नम् इत्युक्ते अत्र ट्रेक्टर्यानेन समयस्य अपि न्यूनता भवति पुनः श्रमोपि न्यूनः भवति जनाः एव एवं कुर्वन्ति चेत् समयः अपि अधिकः अपेक्ष्यते पुनः जनानां संख्या अपि अधिका अपेक्ष्यते अतः ट्यक्टर्यानम् एव इदानीं साम्प्रतिककाले समीचीनम् इति इति वदामि